नमोनमः हा अस्तु महोदय भवान् तु जानाति अद्य स्वतन्त्रतादिवसस्य उपलक्ष्य भवतां दायित्वं किमस्ति तद्विषये किञ्चिद् विचारं कुर्मः तत्तु स्वतन्त्रतायाः किं किं दायित्वमस्ति तद्विषये अस्माकम् अद् अस्माकं विद्यालयस्य प्रधानाचार्यमहोदयाः यद् निर्देशं यद् निर्देशं प्रदत्तं तद् विषये किं किं दायित्वं भविष्यति अत्र तद् विषये किञ्चिद् विचारं कुर्मः विश्व विश्वविद्यालये नास्तु महोदय तत्र तु विद्यालये एव अस्ति हा तत्तु राष्ट्रगानं तु अस्ति एव तत्र पङ्क्तिबद्धाः भवेयुः छात्राः एवं पूर्वमेव मोदकादिव्यवस्थाः सम्पादनीयाः एवम् तर्हि राष्ट्रध्वजः यः अस्ति तस्य उत्तोलनं कथम् भवति तत्र विषये पुष्पादिकम् इत्यादिकम् एवम् एवं च तत्र मध्ये ध्वजारोहणे इति विषये तत्र यदि ध्वजारोहणं भवति चेद् तर्हि पुष्पादिकं तत्र विस्तृतं भवति सम्यक्तया तर्हि सर्वे जनाः पङ्क्तिबद्धाः भवेयुः छात्राः अध्यापकाश्च द्वयोः मिलित्वा सम्यक्तया राष्ट्रगानं कुर्वन्ति अत्र करणीयाः आ

हा राष्ट्रगानानन्तरं तर्हि मोदकादिकं विस्तृतं भवति मोदकादिकं हा मोदकादिकं विस्तृतं यदि जातं तदा एव सर्वे मिलित्वा स्व स्व गृहे एव गमिष्यति अतः एतदेव करणीयः इति स्वतन्त्रता अस्माकं राष्ट्रीयपर्वः अस्ति कोपि धर्मस्य पर्वः नास्ति एतत्तु राष्ट्रीयपर्वः अस्ति तर्हि राष्ट्रीयपर्वस्य उपलक्ष्य अस्माकं सर्वेषाम् विद्यालयेषु भवतु या यत्र कुत्रापि भवतु विद्यालये कार्यालये तत्र सर्वमपि अ स्थानेषु एतद् स्वतन्त्रता दिवसं दिवसम् उपलक्ष्य एतत् कार्यं क्रियते एव अतः अभवत् नमोनमः नमोनमः